आम् बहुवारं समस्या अनुभूता तन्मध्ये प्रमुखः यदा अहं एम् ए जायिन् कर्तुं मैसूरुनगरं गतवान् तद्दिने अहम् मम रेलयानः विलम्बेन मैसूरु प्राप्तम् तद् दशवादने रात्रौ दशवादने तत्र प्राप्तव्यम् आसीत् विलम्बेन सार्धदशवादने गतम् रैल् रेलयाननिल्दाणतः मम मित्रस्य प्रकोष्टं गन्तव्यम् आसीताम् तन् तत्समये मया समीपे आन्ड्रैड् दूरवाणी अपि न आसीत् की प्याड् दूरवाणि आसीत् तत्समये सिटि बस् अपि न आसीत् अहम् मम मित्राय दूरवाणी कृत्वा यदा सः यद् सः कथं सूचितवान् तद् अनुसृत्य अहं प्रायशः चत्वारि किलोमीटर् पर्यन्तं पादाभ्यां एव गत्वा तस्य प्रकोष्टं प्राप्तवान् तदेकं मुख्यसमस्या